हरि ओम् नमस्ते वदतु महोदय

नमस्ते महोदय सुजय् हेगडे वदतु हो दातुं इच्छति दूरवाणीं कृतम् अस्तु अस्तु अस्तु महोदय एकक्षणं तथैव तिष्ठतु महोदय प्रात पञ्चवादने एकं यानम् अस्ति तत् प्रतिदिनं गच्छति एम् जी आर् चेन्नै सेन्ट्रल् सूपर् फास्ट् एक्सप्रेस् अस्ति तत् यदि भवान् एक भवान् एकाकी गच्छति चेत् तत्र आरक्षणं विहाय अपि गन्तुं शक्नोति यदि भवान् एकाकी अस्ति मैसूरत प्रस्थानं करोति चेत् इत एव आसन्दा आस् आसनं लभते इति कारणात् कारणात् आरक्षणस्य व्यवस्था अनपेक्षिता भवति यदि भवान् इच्छति इदानीम् तत्र स्थानानि सन्ति एव एवमेव बुधवासरं विहाय भवतु भवतु इतोपि अन्यानि यानानि सन्ति अहम् वदामि आदौ पूर्णं शृणोतु भवान् बुधवासरं विहाय तन्नाम बुधवासरे यानं न भवति प्रतिदिनं भवति भानुवासरे मङ्गलवासरे सोमवासरे मङ्गलवासरे गुरुशुक्रशनिवासरेषु भवति वन्देभारत् एक्स्प्रेस् भवति तत् अतिवेगेन गच्छति अतीव वेगेन गच्छति तत्र मौल्यमपि न्यूनम् एव भवति केवलम् द्विसहस्र द्विशताधिक एकसहस्रं भवति यदि भवान् तत्र भोजनं स्वीकरोति चेत् भोजनं विहाय इतोपि त्रिशतं मौल्यं न्यूनं भवति मध्याह्ने एकवादने एतद्यानम् अस्ति सत्यम् प्राप्नोति इति प्राप्नोति सायंकाले विंशत्यधिक सप्तवादने अर्थात् सपादसप्तवादने तत्र भवान् प्राप्तुम् अर्हति अनन्तरं बुधवासरं विहाय एतत् अपि बुधवासरं विहाय प्रतिदिनम् एकं बस् एकं शताब्दी एक्स्प्रेस् अस्ति मध्याने सपादद्विवादने मैसूरनगरं त्यजति रात्रौ सार्ध नववादने स गच्छच्छति गमिष्यति मध्याह्ने मन्ध्याह्ने सपादद्विवादने

न भवान् यदि साक्षात् कार्यालयम् आगच्छति चेत् किमपि आवश्यकं नास्ति आधार् संख्यां जानाति चेत् तावदेव अलम् आन्लैन् द्वारा कर्तुम् इच्छति चेत् ऐ आर् सी टी सी मध्ये तत्र लागिन् कर्तव्यम् रजिस्ट्रेशन् कारणीयं भवति प्रतिदिनं रात्रौ नववादने एकं यानम् एकं यानम् अस्ति बहु सम्यगस्ति एतद्यानम् कावेरी एक्स्प्रेस् अस्ति धनमपि न्यूनम् अत्र भवान् शयनं कर्तुमपि शक्नोति रात्रौ नववादने इत त्यजति प्रात पादोन सप्तवादने पादोन सप्तवादने मैसूरुनगरं प्राप्नोति साक्षात् भवत् शनै चन्नै नगरं प्राप्नोति रात्रौ निद्रां कृत्वा सुप्रभातम् तत्र चन्नै नगरे कर्तुं शक्नोति एतद्यानं सम्यक् भवति अस्तु अस्तु अस्तु साक्षात् भवान् कार्यालयं प्रति आगच्छतु स्वागतं भवति नमोनम आर्य भवत नमस्त नमस्कार नमस्तु नमस्तु